विशिष्य मम उद्योगमतिरित्य अभिरुचिः इति विशिष्य नास्ति यद्यपि तथापि मया नूतनं फोन् स्वीकृतं इत्यतः तत्र केमेरा समीचिनमस्ति इति फोटोग्राफी इति इदमेकं मम इदानीं हाबी जायमानमस्ति एवं यूट्यूब् मध्ये चित्राणि विडियोस् इत्यादिकं पश्यामि यत् तत्र यदि मूल्यं लभ्यते तस्मात् एवं फेस्बुक् इन्स्टाग्राम् इत्यादि सोशियल् मीडिया इति यदस्ति तत् सर्वं पश्यामि तदतिरित्य यदि समयः लभ्यते तर्हि स्विमीङ्ग् इत्यादिकमपि करोमि एवं पुस्तकानां पठनं यदि समयः लभ्यते समीचिनतममं पुस्तकम् यदि उपलब् उपलभ्यते तर्हि तादृशपुस्तकानामपि पठनं मया क्रियते